सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखं चक्रवत्परिवर्तन्ते सुखानि च दुःखा दुःखानि च अत एव मानवस्य जीवने सुखं दुःखं समानतया आगन्तव्यम् इति अस्माकं चिन्तनं स्यात् परन्तु त तथा न भवति जीवने कष्टम् एव भवति सुखम् एव भवति इति तु इत्यपि च न वक्तव्यं सुखं भवति कदापि

वित्तकोशात् ततद् बेङ्क् द्वारा मम मित्राणि धनं स्वीकृत्य मित्रैः अपि धनं स्वीकृत्य तादृशकष्टात् इदानीमहं बहिरागत् आगत् आगतवान् मया इदानीं तादृशः कष्टः मम कृते नास्ति पुत्राः गृहस्ताः सर्वे अपि किञ्चित् किञ्चित् सम्पादनं कृत्वा यच्छन्ति गृहरक्षार्थम् अत एव क्लेशः नास्ति धन्योस्मि